प्रान्तीयभाषा उपभाषाभिः संस्कृतभाषा तु भिन्ना भवति तत्र कारणमस्ति संस्कृतभाषा तु व्याकरणशास्त्रान्वक्षीयमस्ति व्याकरणशास्त्रान्वक्षणेन साधुः भवति परन्तु प्रान्तीयभाषा उपभाषा तु व्याकरणदृष्ट्या शुद्धा न भवति परन्तु व्याकरणनिष्पन्नभाषया अथ च प्रान्तीय उपभाषयापि अर्थावबोधस्तु समानम् एव परन्तु संस्कृतभाषा तु भाषायाः उच्चारणम् अथ च बोधस्तु भिन्नं भवति अत एव भगवान् भर्तृहरिः प्राहः

संस्कृतभाषया यदि उच्चारणं करिष्यामि तर्हि पुण्यं भवति किञ्च प्रान्तीयभाषा यदि वदामि तदा तादृक् पुण्यं न भवति अतः वाचकत्वविषये तु भेदः नास्ति परन्तु संस्कृतभाषा वदने पुण्यम् अथ च सम्यग् उच्चारणं भवति इति